शालायां मम इष्टतमः विषयः गणितम् आसीत् पुनश्च चित्रकला गणितं कुतः इति चेत् सर्वे वदन्ति स्म गणितं कष्टं कष्टं भवति इत्यादि तत् कीदृशं कष्टम् इति मया चिन्तितं मया तु यदा गणितस्य अभ्यासः कृतः तदानीम् अत्यन्तं सुलभमित्येव अभूत् अतः गणितं मम इष्टः विषयः पुनश्च गणितस्य अध्ययने वा पाठश्रवणे वा कदापि मम तु कष्टं नानुभूतं पुनश्च मम शिक्षकाः ये आसन् ते तु अत्यन्तं सम्यक् पाठयन्ति स्म सम्यक् अवगमनं कारयन्ति स्म इत्यतः गणितं मम इष्टः विषयः आसीत् पुनश्च मम तत्र आसक्तिः अपि अधिका आसीत् इत्यतः गणितं मम इष्टः विषयः इष्टतमश्च विषयः तथैव मम तु चित्रकलायाम् अत्यन्तम् आसक्तिरपि आसीत् मम गृहे तत्र मम प्रोत्साहः अपि आसीत् इत्यतः पुनश्च मम शिक्षकः अपि बहु सम्यक् चित्रकलां पाठयति स्म तस्मादपि चित्रकला मम इष्टतमः विषयः इति वक्तुं शक्यते एवं गणितं पुनश्च चित्रकला एतौ द्वौ अपि मम इष्टतमौ विषयौ इति वक्तुं शक्यते